अस्माकं जीवने अस्मकं परिवारः अतीवमहत्वपूर्णाः भूमिकान् निर्वहन्ति इदि विषये मत् मतभेदः नास्ति एकः परिवारः अस्मान् बहु आवश्यकं भव भावनात्मकं सामाजिकम् आ आ आर्तक् आर्तिक् आर्तिकम् अन्यं च समर्तनं प्र प्रददाति परिवारिकजन जीवनं विना अगल्पनीयरूपेण कटिनं स्यात् दैनन्दिनकार्यं च असम्भवः स्यात् इति मम अभिप्रायः